भारतीयविज्ञानपरम्पराम् अत्युत्तमा अस्ति न केवलं गणितज्ञाने परं भूगोले आयुर्वेदे अर्थशास्त्रे रसायने सर्वत्र अस्माकं विज्ञानिनः बहु उपयोगम् उपकारी कार्यं कृतवन्तः तत्र गणितज्ञानां विषये तु आर्यभटमहोदयानां सर्वे जानन्ति भास्कराचार्यः वराहमिहिरः अन्ये महान्तः आचार्याः अनन्तरं केरालामध्ये नीलकण्ठ विद्यालये तत्र आगतवन्तः बहु सन्ति आयुर्वेदे तु चरकस्य आयुर्वेदं सर्वे जानन्ति एव अर्थशास्त्रे कौटिल्यः चाणक्यः अस्ति रसायनेपि बहुकार्यं कृतवन्तः अस्माकं जनाः तत्तद् धर्मपाल् महोदयः इदानीं द्विशतवर्षात् पूर्वं तेषां सर्वेषाम् उपकारं कथम् आसीत् किं कृतवन्तः कियत् तेषां ज्ञानम् आसीत् इति बहूनि पुस्तकानि रचितवान् अस्ति तद्दृष्ट्वा वयं ज्ञातुं श शक्नुमः तेषां कार्यम्